हरि ओं नमस्ते हरि ओम् हरि ओम् इन्दुमती कथम् अस्ति भवति कथम् अस्ति इन्दुमती इन्दुमती कथम् अस्ति अहम्

अहम् अहं साधारणीय एव करोमि वदामि कः विषयः ओ ओ अहम् अहमपि प्रयत्नं करोमि परन्तु मम अपि मम कार्यालये अपि बहूनि कार्याणि सन्ति भवती ज्ञातवती किल अहमपि मम कार्यस्थाः अपि न कौप्रेट् कृतवन्तः अहमेव बहूनि कार्याणि करणीयम् अहमपि प्रयत्नं करोमि परन्तु प्रतिदिनम् अहं न शक्नोमि इन्दुमते तदहम् प्रयत्नं निश्चयेन करोमि निश्चयेन करोमि आं करोमि अहं करोमि

अहं निश्चयेन करोमि चिन्ता मास्तु चिन्ता मास्तु अहं निश्चयेन करोमि

धन्यवादः अस्तु